मया एस् चेर् नाम आसन्दः आर्डर् कृतः आसीत् तत् आगतं वर्तते तस्य एकः पादः भग्नः वर्तते तस्य उपरि उपवेष्टुं नैव शक्यते अतः तत् मम कृते मास्तु क्यान्सल् कुर्वन्तु